अहं विडियो गेम्स् विषये किञ्चित् जानामि फिफा इति पादकन्दुकक्रीडायाः फुट्बाल् सम्बद्धि विडियो गेम् अस्ति यदा क्रीडामः तदा वयम् एव क्रीडाङ्गने क्रीडन्तः स्मः इति भासते पुनः सब्वे सर्फेस् इति काचित् अन्याः अन्या विडियो गेम् तत्र एक धावति तस्य पृष्टतः रक्षकः अनुधावति यावत् पर्यन्तं रक्षकः न गृह्णाति तावत् पर्यन्तं धनं सङ्गृह्य अङ्कान् अर्जयितुं शक्नुमः पुनः तृतीयम् आस्फाल्टे एय्ट् इति एतत् अपि कार् रेसिङ्ग् स्पर्धा अस्ति एतत् भिन्नेषु देशेषु भिन्नेषु प्रदेशेषु स्पर्धायाः विषये वयं ज्ञातुं शक्नुमः परन्तु वैय्यक्तिकया अहं अधिकं विडियो गेम्स् इत्यादि न क्रीडामि